हरि ओं मम नाम आनन्दः इति अद्य प्रातः पञ्चवादने अहं यानं अपेक्षां कृतवान् यानसङ्ख्या आसीत् के ए शून्य द्वे नव षड् अष्ट त्रीणि इति मया गिरिनगरतः विमानस्थानकं गन्तव्यमासीत् यानं यदागतं तस्य आसनं तु कर्तितम् अपि च धूलिमयमासीत् मार्गे सम्मर्दः आसीत् इति कारणतः विलम्बः तस्योपरि यानघण्टिका अपि कार्यं न करोति स्म मार्गमध्ये पुनः यानचक्रस्य पञ्चर् अभवत् पर्यायचक्रमपि नासीत् याने तेन कारणेन विमानस्थानकं विलम्बेन प्राप्तवान् अहं तेन मम विमानमपि च्युतः अभवत् अतः यानस्य बाटकं न दातुमिच्छामि